नमोनमः महोदय अहम् स्टेट् बेङ्क्तः दूरवाणीं कृतवान् इदनीं बेङ्क्मध्ये किञ्चित् लोन् निमित्तं कार्यं प्रचलति भवान् स्वीकर्तुम् आम् हा भवन्तः कियत् आवश्यकं प्रथमतया वदिष्यति चेत् अहं वदामि पञ्चविंशतिः वा हों लोन्मध्ये कियत् फ़ोट्टि फ़ै लाक्स् वा आं तत्तु अधिकमस्ति भोः आं तत्तु अधिकं वयं बेङ्क्तः थट्टि फ़ै लाक्स् दीयते तत्तु शक्यते परन्तु अधिकं मास्तु भोः

अं तत्तु भवितुमर्हति तत् क्लेषः नास्ति तत् आं भवति चेत् तद् लोन् स्वीकरोति चेत् तद् निमित्तं वन् पर्सेण्टेव इन्ट्रेस्ट् आवश्यकम् अधिकं मास्तु केवलम् अस्तु अस्तु

तदेकवारं मम सिनियर् अस्ति किल तस्य निमित्तमहं वार्तलापं कृत्य अहं वदिष्यामि इदानीं वक्तुं न शक्यते आम् हों लोन् निमित्तं भवन्तः यत् प्लाट् अस्ति किल तत् पत्रं हं लोनस्य प्लेन् इतोपि भवन्तः इदानीं भवन्तः सर्विस् कुर्वन्नस्मि तु सर्विस् निमित्तं तद् डाक्युमेण्ट्स् आवश्यकं मम कृते एकवारं नीत्वा आगच्छतु बेङ्क्मध्ये यतोपि अहं शिवियर्श् श्वः एव आगन्तुं शक्यते नास्ति चेत् दिनद्वयम् अनन्तरमपि आगन्तुं शक्यते अस्तु अस्तु धन्न धन्यवादः